हा ओ आगच्छतु आगच्छतु भो बहु दिनानन्तरं तव दर्शनं जातं कुत्र आसीत् भवान्

आ हा हा काशिक्षेत्रं अतिपुण्यप्रदक्षेत्रमस्ति कथमस्ति काशिक्षेत्रं किञ्चित् वदतु भो ओहो एवं वा ज्ञातं हा हा हा आमाम् हा ओ एवं वा

ओहो म मयापि मनसि वर्तते एकवारं काशिक्षेत्रं गन्तव्यम् इति

ओ अस्तु धन्यवादाः अतीव धन्यवादाः धन्योस्मि अहम् इदानीं भवतु भवतु तावत् इदानीं कम किमपेक्षते त्वया

ओ एवम् ओ एवं वा किमिति वदतु भोः झटिति ददामि माशं चत्वारि मुद्गः पञ्च अय् एतदेव वा ए बहूनि सन्ति खलु एतद्रीत्या उच्यते चेत् मनसः मनसि न स्थास्यते ए वत्स चीटिकां ददातु लिखाम्यहं हा पुनरेकवारं वक्तुं शक्यत वा आम् आम् आम् एवम् मुद्गः पञ्च किलो चणकः किलो हिङ्गुदः शत ग्राम् अलं वा

सर्षप सर्षपः आमाम् हा हा एककिलो ह्म् एवमेवं लिखितं मया लिखितम् कदा अपेक्षते भवतः श्वः प्रातःकाले ग् दातुं न शक्यते अत्रापि बहूनि आर्डर् सन्ति श्वः प्रातः किञ्चित् विलम्बेन दशवादने प्रेषयामि अस्तु वा दश वा आम् आम् आम्

हा अस्तु अस्तु भो श्वः तादृशकार्यादिकं नास्ति माध्याह्ने भोजनार्थम् आगच्छामि आम् आम् भवान् मम रेग्युलर् कस्टमर् खलु मौल्यं न्यूनीकृत्यैव ददामि हा हा धन्यवादः